आम् अहं वाद्य उपकरणं वादयामि हार्मोनियं पुनः वायलिन् पुनः उक्कुललर् नूतनम् एकं इन्श्ट्रुमेन्ट् अस्ति तदपि वादयितुं शक्नोमि यद् अहं कथं पठितवती इत्युक्ते तदपि क्लास् गत्वा न पठितवती एवमेव यूट्यूब् द्वारा अहं दृष्ट्वा कथं करणीयम् इति दृष्ट्वा पुनः ममापि अभ्यासः किञ्चित् आसीत् तदपि मिक्स् कृत्वा अहं पठितवती तद् तत्र कथं ए किं किं कीक्स् स्थापनीयं किं तत् तन्ति करणीयम् एवं करणीयम् एवं करणीयम् इत्यपि न जानामि तथापि अहं तद् तद् वादयितुं शक्नोमि गीतं सर्वं वा किं वादनं कृतवती बहु सम्यक् रीत्या कर्तुं न शक्नोमि चेदपि अहं कृतवती तावदेव जानामि तत्र अहं अभ्यासविषये एवमेव अभ्यासं कृत्वा कृत्वा कृत्वा अभ्यासं कृतवती अतः अहं किञ्चिदपि जा ज्ञातुं शक् शक् कृतं ज्ञातुं शक्तवती अतः इतोपि अन्यं अन्यं किं वाद्यं अन्यवाद्यं वादयितुम् इच्छा अस्ति तत्र मम इच्छा कुत्र अस्ति इत्युक्ते तबल पुनः ड्रम्स् पुनः वेणु तत्र सर्वं मम इच्छा अस्ति